मम स्वक्षेत्रस्य राजनेतारः इत्युक्तौ करुणाकररेड्डीमहोदयाः पुनः भास्करेड्डीमहोदयाः अभिनयरेड्डी इति कश्चन वर्तते एते सन्ति त्रयः तर्हि इदानीं भास्कररेड्डीमहोदयाः इत्युक्तौ ते महान्तः करोनासङ्कटे बहु बहुकार्यं कृतवन्तः कार्यसूचनाः तेषां कृते किं वक्तव्यम् इत्युक्तौ इदानीं विद्याविषये इतोपि तैः दृष्टिः सार्यते चेत् नाम विद्याविषयकः विषयेषु विद्याविषयकेषु विषयेषु कथं कथं कुत्र कुत्र स्थापनीयम् इत्यादिकं यदि सम्यक् इतोऽपि ततः अभिवृद्धिं कारयन्ति चेत् वरम् इति भाति